भारतस्य राष्ट्रियभाषायां संस्कृतप्रभावः मया अवश्यमेव दृष्टः भारतस्य राष्ट्रभाषा हिन्दी ममापि मातृभाषा अस्ति हिन्दी हिन्दीभाषायां प्रायः अशीतिप्रतिशतं शब्दाः संस्कृतात् एव आगताः सन्ति अस्माकं दैनिके व्यवहारे या भाषा परियुक्ता भवति तस्यां भाषायां मया अनुभूतमस्ति प्रायः अनेके शब्दाः संस्कृतात् एव आगताः सन्ति यतो हि इदमिदम् इदमधुना अहं संस्कृतेनापि भाषितुं शक्नोमि अतः प्रायः मातृभाषायाः हिन्दीभाषायाः एव शब्दानां प्रयोगं कुर्वन् अस्मि इति भासते तदपि अशीतिप्रतिशतं शब्दाः प्रयुञ्जते शब्दाः प्रयुञ्यते अस्माभिः अतः एवम् अवश्यमस्ति यत् भारतस्य राष्ट्रिभाषायां संस्कृतस्य प्रभावः महान् अस्ति भवेदपि